विद्यालयेषु पाठ्य इतरक्रियायां मया विविधाः स्पर्धाः स्वीकृताः तत्र नृत्यं एवं सङ्गीतं च अन्यतमं वर्तेते अहम् एकादशवर्षे वर्षात् सङ्गीतम् अध्येया अध्येयमाना अस्मि तत्र भिन्न भिन्न मुख्यक्षेत्र क्षेत्रेषु अहं गत्वा तत्र गीतवती अस्मि एवं राज्यस्थरे अहं पुरस्कारान् प्राप्तवती अस्मि तृतीय पुरस्कान् इत्य् पुरस्कारम् इत्यादि स्वीकृतवती अस्मि एवमेव नृत्ये अपि जिल्लास्थरे प्रथम् प्रथमपुरस्कारं प्राप्तवती अस्मि अत्र नृत्ये सङ्गीते च मम अभिरुचिः अस्ति यथा मम विद्यायाम् अस्ति मम शास्त्रे अस्ति तथा सङ्गीते अपि च नृत्ये मम अभिरुचिः वर्ते वर्तते